धार्मिकोत्सवसम्बद्धानि खाद्यानि पोलिका चष्कुली कोडबेळे इत्यादिनि आम् सत्यं भिन्नभिन्न उत्सवानां कृते भिन्नभिन्नखाद्यं भवति यथा गणेशचतुर्थ्यां तिलस्य लड्डुकं चष्कुली इत्यादिनि खाद्यानि क्रियन्ते परम् इदा अमुमेव खाद्यं शिवरात्रिपर्वणि न कुर्वन्ति शिवरात्रिपर्वणि यानि खाद्यानि क्रियन्ते तानि नवरात्र्यां न कुर्वन्ति एवं भिन्नभिन्न उत्सवानां कृते भिन्नभिन्नखाद्यं भवति